मया षण्मासेभ्यः प्राक् मीरा इति शाम्पू एकवारं स्वीकृतम् आसीत् तेन कारणेन् किं जातं तावत् पर्यन्तं मम केशाः तदानीमेव नष्टाः जाताः तदानीम् नष्टा जाताः इति नास्ति उपयोगेनैव परन्तु तेन कारणेन किं जातं मीरा शाम्पू इत्यस्य उपयोगेन बहवः केशाः गताः पुनः तावत् पर्यन्तं मम केशेषु डेण्ड्रफ् इत्यादिकं किमपि नास्ति तेन कारणेन सर्वांशेन डेण्ड्रफ् अपि आगतम् पुनः न गच्छत्येव शाम्पू उपरि वेणी बृहति दृश्यते तथा किमपि नास्ति तथा विचिन्त्य मा स्वीकुर्वन्तु सर्वमपि नष्टं भवति ततः पश्चात् डौ अपि वर्तते तस्य गन्धाः तु सम्यगेव अस्ति परञ्च यदि शिरसि स्थापयामश्चेत् तेन किमपि प्रयोजनं नास्ति तदर्थं दृष्टवा उपयोगं कुर्वन्तु